अहं बाल्यकालारभ्य चित्रं लिखामि एव तत् सीनेरीस् तादृशं सर्वं पश्यामि चेत् मया शक्यते एव इति अहमेकवारं प्रयत्नं करोमि लेखितुम् लेखनात् पूर्वं तत्र पत्रे एव तत्र अस्ति इति अहं मम मनसि कल्पनां करोमि तदा चित्रं लेखितुं मम बहु सुलभतया तत्र भवति अनन्तरं देशभक्तानाम् ईश्वराणां चित्रं सर्वं पश्यामि चेत् तद् दृष्ट्वा चित्रं रचयामि एवं भावचित्रं सर्वं दृष्ट्वा तद् लेखितुं प्रयत्नं कृतवान् अस्मि तावत् सम्यक् न आगतं किन्तु सम्यक् कर्तुं सर्वम् इच्छामि इदानीं मम समयं सर्वं नास्ति एतन्निमित्तं समयः कल्पयित्वा तत् पुनः चित्रलेखनस्य स यः अभ्यासः करणीयः भवति